ग्रामः नगरं वा भवतु अद्यतनकाले सर्वत्र समानरूपेण शिक्षा प्रदत्ता भवति तदर्थं छात्राणां शिक्षकानां च समानरूपेण सक्रियता भवेत् परन्तु ग्रामेषु स्थितानां विद्यालयानाम् अपेक्षया नगरेषु विद्यालयाः अधिकसुलभाः अर्थात् सुविधादायकाः सन्ति यथा यातायातस्यदृष्ट्या ग्रामस्य अपेक्षया नगरे गमनागमनस्य अधिका सुविधा भवति चिकित्सादृष्ट्या अपि ग्रामस्य अपेक्षया नगरे अधिका सुविधा सुविधाः सन्ति एतत् अतिरिच्यं सर्वस्थानात् छात्राः नगरेषु विद्यालयेषु शिक्षाग्रहणार्थम् आगच्छन्ति परन्तु ग्रामेषु केवलं ग्रामीणबालकाः एव शिक्षां प्राप्तुं विद्यालयेषु आगच्छन्ति ग्रामेषु प्रदूषणं न्यूनं भवति अतः ग्रामविद्यालयेषु पर्यावरणः पर्यावरणम् उत्तमम् उत्तमः उत्तमः परन्तु नगरेषु अधिकं प्रदूषणं प्रदूषणात् कारणात् नगरविद्यालयेषु पर्यावरणं स्वस्थं न भवति पुनः ग्रामे वृक्षाः वनस्पतयः इत्यादयः अधिकाः सन्ति अतः ग्रामे निवसन्तः विद्यालयस्य छात्राः पर्यावरणस्य आनन्दं लब्ध्वा आधुनिकपद्धत्या अध्ययनं कुर्वन्ति परन्तु नगरेषु निवसन्तः विद्यालयस्य छात्राः केवलम् आधुनिकपद्धत्याः एव विद्यालय अध्ययनं कुर्वन्ति ते पर्यावरणस्य आनन्दम् अनुभवतुं नैव शक्नुवन्ति